अद्य प्रातः मम अल्पाहाराय अहम् आप् मद्ये चत्वारि इड्लि चट्नी च आदिष्टवान् ते दर्शन्ति यद् ददातुं पञ्चदशनिमेषसमयः अपेक्षते चत्वारिंशत् निमेषानन्तरम् अहं भोजनपेटिका प्राप्तवान् मया मम आहारपेटिका उद्घाटितं तदा अहं दृष्ठवान् यद् इदम् इड्ली नास्ति आनियन् दोसा इति मह्यं आनियन् दोसा न रोचते आहारपेटिगा सज्जीकरणम् अपि सम्यक् नास्ति अतः अहम् इदम् अल्पाहारं न इच्छामि भवन्तः कृपया प्रत्यागत्य इड्लीं चट्नीं प्रधाय इदम् अल्पाहारं स्वीकुर्वन्तु इदि आदिष्ठम्